मम मुद्रासङ्ग्रहणं सर्वं कथं करोमि इत्युक्ते एकदा मम अनुजः कृतवान् आसन् तथैव कर्तुम् इच्छामि एकं पारदर्शकं ग्लास् स्वीकरणीयं स्वीकृत्य सर्वमपि नाण्यं स्थापनीयम् नाण्यं तथैव मुद्रां मुद्राम् एकैकमेव स्थापित्वा गन्तव्यं नन्तरं तान् उपरि एकं प्लास्टिक् ट्रान्स्पेरेण्ट् प्लास्टिक् भवति खलु तेन किं सर्वमपि सम्यक् रेप् इत्युक्ते किं वदन्ति न जानामि डब्ल्यु आर् ए पि रेप् सर्वमपि रेप् करणीयम् अस्तु वा तेन किं भवति इत्युक्ते तद् ग्लास् अपि ट्रान्स्पेरेण्ट् भवति खलु पुनः रेप् बहु न करणीयम् एकमेव इत्युक्ते लेमिनेषन् कुर्वन्ति खलु तथा अर्थमभवत् इति चिन्तयामि ततः करणीयं तेन किं भवति इत्युक्ते मुद्रा मुद्रायाः मुखं द्विमुखमपि सम्यक् द्रष्टुं शक्यते सर्वे किं कुर्वन्ति इत्युक्ते ते एकं पेटिकां वा किं वा क एवं डिस्प्ले कुर्वन्ति खलु तेन एकमुखम् द्रष्टुं शक्यते इतोप्येकं मुखं द्रष्टुं न शक्यते मुद्रायाः मुखम् एवं कुरुतत्यः इत्युक्ते द्विमुखमपि द्रष्टुं शक्यते पुनः किम् तावत् क्लिष्टमपि न भवति सर्वं स्वीकृत्य गन्तुमपि कुत्र वा स्ता स्थापितुं स्थापितुम् सर्वमपि सम्यक् भवति पाषणखण्डम् अहं कथं प्रदर्शयामि इत्युक्ते ते बहु किम् भारं भवति खलु वेट् तावद् एकं स्थलेन इतोपि एक स्थलं स्वीकृत्य गन्तुं न शक्यते तं प्रति एवमेव टेबल् भवति खलु तत् उपरि नास्ति इत्युक्ते एकम् वसत्यौ एवं प्रदर्शनं करोमि एकम् एकस्तरे एव तान् सर्वान् स्थापित्वा पुनः स्टेम्प् स्टेम्प् कथं प्रदर्शनं करणीयम् इत्युक्ते अल्बम् भवति खलु भावचित्राणि सर्वं स्थापितं भवामः खलु तादृशम् अल्बम्स् आगच्छन्ति मुद्राणि स्थापितुमेव आगच्छन्ति तेन् किमर्थम् इत्युक्ते मुद्राणि न स्टेम्प्स् आगच्छन्ति तेन किमर्थं बहु उपयोगम् अस्ति इत्युक्ते स्टेम्प्स् तावद् स् थिक् न भवति टि एच् ऐ सि के थिक् मीन्स् दप्पा तावत् थिक् न भवन्ति खलु वयं कुत्र वा स्थापितवन्तः इत्युक्ते वायुः आगतं चेत् ते गच्छन्ति एवम् अल्बम्मध्ये स्थापितवन्तः इत्युक्ते समीचीनतया भवन्ति स्टेम्प्स् किमपि तावद् क्लिष्टमपि न भवति तां सङ्ग्रहं कर्तुम् ए एतादृशेन अहं प्रदर्शयितुं प्रदर्शितुम् इच्छामि